अहम् एकमासात् पूर्वं रामायणसम्बद्धम् एकम् इ बुक् इति क्रयणं कृतवान् तत् बहु समीचीनमस्ति अत्र प्रत्येकस्य अध्यायस्य सम्यक्तया प्रतिपादनम् अस्ति पुनः मम आवश्यकतानुगुणम् अहं तत्र हैड्लैट् अथवा किमपि फ़ुट्नोट् अपि दातुं शक्नोमि एवं च यस्य विषयस्य आवश्यकता अस्ति तस्य सर्च् कृत्वा स् अनुक्षणमेव प्राप्तुं शक्नोमि च एवं च अत्र केवलम् लेखनमेव नास्ति पुनः तस्य चित्रणमपि बहु सम्यक्तया कारितमस्ति येन पठने इतोऽपि रुचिकरं भवति अतः धन्यवादः